नमो नमः वस्तुतः अहं गायिका नास्मि किन्तु गीतानि मह्यं बहु रोचते एवं भिन्न भिन्न भाषासु भिन्नपेशा यानि गीतानि सन्ति अहं तु न प्रतिदिनं शृणोमि किन्तु मराठिमध्ये हिन्दि मध्ये गीतानि सन्ति तदहं शृणोमि तत्र चित्रपटगीतं वा भक्तिगीतं वा शास्त्रीयसङ्गीत आधारेण या यानि गीतानि सन्ति तानि गीतानि मह्यं रोचते तत्र एकः चित्रपटः कट्यार् काळजात् घुस्ली इति मराठिचित्रपटः तत्र चलचित्रे तत्र छलचित्रे सम् गीतानि शास्त्रीयसङ्गीत आधारेण सन्ति तानि गीतानि मह्यं बहु रोचते यथा भीमसेनजोषी महोदयः अस्ति महेश् काळे महोदयः राहुल्देश्पाण्डे महोदयः गीतकारः सङ्गीतकारः तु गायकः बहु सम्यक् गायन्ति गीयते गीतं तु बहु मधुरं यथा लतामङ्गेश्कर् महोदयाः महोदयायाः गीतानि मराठिभक्तिगीतानि तु बहु सम्यक् अत्र भक्तिगीतानि चित्रपट चलचित्रपटगीतानि सन्ति बहूनि गितानि सन्ति किन्तु क्षम्यताम् अहं तु गायिका नास्मि अहम् गायनम् अपि न पठितवती किन्तु गीतानि मयं बहु रोचते विशेषतः सा शास्त्रीयसङ्गीतं धन्यवादः